हरिओं नमोनमः आम् अहं गजानन् गजानन्दः वदामि भवती का वदति

ओ ओ अस्माकं पार्श्वे एव निवसति भवती नगरे भवती किमर्थं कोलाहालं करोति भवत् भवत्या भ्राता अपि कोलाहलं करोति भवती अपि कोलाहलम् अत्यधिकं करति करोति अनन्तरं यदा दूरदर्शनं वर्तते यदा दूरदर्शनं वर्तते तस्मिन् समयेऽपि भवती अत्यधिकं भवार्थः कः दूरवाणि यथा दूरदर्ष्णस्य यद् ध्वनिः वर्तते यत् सम्यक कुर्वत्य कुर्वति चेत् सम्यक् भवति अस्माकं अरे तो भवत्याः गृहादेव ध्वनिः आगच्छति वा प्रतिदिनं भवती एवमेव कथं वदति भवती ध्यानं ददातु भवत्याः गृहे अत्यधिकं कोलाहलं भवति अस्माकं गृहे तु सर्वं तुष्णीम् एव तिष्ठति तिष्ठन्ति कथं भवती एवमुक्तं अरे भवती एकदापि तूष्णिं भवती कदापि अरे भवत्याः गृहात् प्रतिदिनं प्रतिदिनं सायङ्काले एवं प्रातःकाले दूर्दनस्य दूर्दन् दूरदर्शनस्य ध्वनिः अति तीव्रः आगच्छति अतः किञ्चित् सनैः कृत्वा भवती यदि स शनैः करिष्यति चेत् पठनार्थम् अस्माकं लाभः भविष्यति अग्रे अतः आम् भवती सम्यक्तया दूरदर्शनस्य वार्ताः शृण्वत् श्रुणोतु परन्तु ध्वनिः कोलाहलं न कुर्वन्तु भवत्याः गृहे भवत्याः गृहे चत्वारः जनाः निवशन्ति प्रथमं तु कार्यं कथं भवत्याः भवत्यः भ्राता तु प्रतिदिनम् एव गृहे निवशति सः कार्यमपि न करोति भवती कथं मिथ्यां वदति रे भव भवत्यः अरे भवत्यः पितुः तो प्रतिदिनं तिष्ठति गृहेव सः किमपि कार्यं न करोति कथं कथं कथं वदति भवती एवमेव मिथ्या न वद मिथ्या न वदनीय कदापि अतः भवती सम्यक्तया इदानीं पर्यन्तं कदापि वार्ता न करणीयम् एवं दूरदर्षणस्य ध्वनिः तीव्रं न करणीयम् अस्तु वा अस्तु